चित्रणावसरे अहं यत्रकुत्रापि पश्यामि जल्पनं करोमि गमनम् अत्र तत्र गच्छति चेत् कष्टः भवति तत्र नेत्रचित्रणम् अधरस्य चित्रणं सर्वं तत्र परिं तत्र एतद् किं भवति एतद् एतदेव आगन्तव्यं परिमाणः अस्ति खलु भिन्नः भवति एतद् अत्र नासिकस्य नासिकः परिमाणः इत्युक्ते मेजर्मेण्ट् मेजर्मेण्ट् भिन्नः भवति तत्र तदर्थं सर्वदा तत्रैव गमनं दातव्यं तत्र कानसन्ट्रेषन् आवश्यकं अत्र पश्यामि तत्र पश्यामि तदर्थमहं किं करोमि एकत्र उपविश्य मम अहं सर्वदा गेलरि मध्ये एव अस् मम चित्रम् एतद् आर्ट् शाला गत्वा एव करोमि नो चेद् गृहे करोमि चेद् एकत्र उपविश्य टि वि सर्वं दूरदर्शन सर्वं पिदानं कृत्वा एव कार्यं करोमि सामान्यतः सर्वेभ्यः पाट्रेट् कर्तुं किञ्चित् कष्टं भवति किमर्तमित्युक्ते पोट्रेट् इत्युक्ते ने अभ्यासं करणीयं तत्र कष्टं भवति अनन्तरं वर्णलेपनस्य कष्टं भवति कु कुत्र किं वर्णं दातव्यं तद् छाया प्र परिमाणः तत्सर्वं दृष्टव्यं तदर्थं एतद् मेजर्मेण्ट् कृत्वा एव करणीयं तत्र किञ्चित् सुलभः भवति